अत्र अस्माकं क्षेत्रे प्रामुच्छिन धार्मिकपरम्परा हैन्दवाः सन्ति तत्र ते हैन्दवाः स्वकीयान् धर्मान् एव सर्वदा पालयन्ति कापि समस्या न भवति ते एव अधिकतया वर्तन्ते परन्तु तत्र तत्रापि इदानीम् इस्लाम्धर्मीयाः अपि सन्ति तर्हि ते सर्वदा कोलाहलं कुर्वन्ति एव तत्र किमपि कार्यं न भवति किमपि कारणं विना अपि ते तत्र पाषाणक्षिप् प्रक्षेपणं वा अन्यदेकं वा ते कुर्वन्ति तर्हि किं भवति अत्र इदानीं मध्ये कोलाहलाः भवति कोलाहलाः कथं भवति इत्युक्ते परिणामे महान् क्लेशः एव भवति तत स्थगयितुं कोपि न आगच्छति यः आगच्छति चेत् विलम्बेन आगच्छति ततः पूर्ववत् तत्र दुष्परिणामाः सर्वदा भवन्ति अतः एतादृशक्षेत्रे अस्माकं मुक्स् वसितुमपि महान् क्लेशः भवति किङ्करणीयम् अस्माकं गृहादिकं तत्र सर्वदा अत्रैव भवति अतः स्वकीयगृहे वा वास्तव्यमेव अतः किमपि कर्तुं न शक्यते